यावद्द् स्मरामि मम इष्टतमं पुस्तकं यद्भवितुं शक्यते तद् भवति योगिकथामृतं अनुवादग्रन्थोऽयम् अटोबयाग्रफ़ी आफ़् योगी इत्यस्य तदभावे अहं सम्यक् न अनुभवामि अद्यापि आरम्भकाले एव जीवनस्य आरम्भे यदा अहं प्रायः द्वादशकक्षायाम् आसम् अथवा उत्तरमध्यमायाम् आसं तदानीमेव तस्य पुस्तकस्य अवगाहनं कृतमासीत् तत् पठित्वा मे मनसि महत् परिवर्तनानि जातानि अद्यापि सः एव महत्त्वपूर्णज्ञाननिधिः प्रतीयते मत्समक्षम्